अहं विजयलक्ष्मी पेषकं स्वीकृतवान् एकवारं गृहं गत्वा तत्र जूस् इत्यादिकम् आदौ कृतवान् पेषकेन किं जातं जूस् इत्यादिकं बहु सुलभतया कर्तुं शक्यते तदनन्तरं चट्नि इत्यादिकं साम्बार् इत्यादिकं कर्तुं पौडर् इत्यादिकं कर्तुमपि बहु सुलभम् अस्ति तत्र तत्र नूतनं टेक्नालजि द्वारा एतत् निर्मितं बहु सुन्दरम् अस्ति शब्दं बहु शब्दमपि न करोति अत एव मम गृहे सर्वे एतत् विजयलक्ष्मी पेषकं बहु इच्छन्ति